अहं बाल्यकाले कन्नडभाषायाः पत्रिकाः अहं पठन् आसम् मासिकपत्रिकाः पाक्षिकपत्रिकाः साप्ताहिकपत्रिकाः इत्यादि विभिन्नपत्रिकाः अहं पठन् आसम् उदाहरणार्थं तरङ्ग तुषार तुन्तुरु बालमङ्गल इत् चन्दमामा इत्यादि पत्रिकाः अहं पठन् आसम् इदानीम् अहं ग्रन्थालयेषु सम्भाषणसन्देश सुधर्माप्रवृत्तिः संस्कृतपत्रिकाः मध्ये मध्ये अहं पठामि पुनश्च वार्तापत्रिकाः अपि अहं मध्ये मध्ये पठामि प्रतिदिनं पठितुं समयः मया न लभ्यते तथापि मध्ये मध्ये उदयवाणी विजयकर्णाटक प्रभृति कन्नड वार्तापत्रिकाः मध्ये मध्ये पठामि एवञ्च अन्तर्जाले ये ये लेखाः सन्ति तेषामपि पठनं करोमि सिद्धान्तज्योतिषसम्बद्धाः लेखाः व्याकरणशास्त्रसम्बद्धः लेखाः इत्यादयः अहं मध्ये मध्ये पठामि तत्र अनन्त इत्र्यर् इत्यादि आन्लैन् जर्नल्स् सन्ति ते तेषु ये लेखाः प्रतिमासं प्रका प्रकाश्यन्ते ते तेषां पठनम् अहं करोमि